हेण्ड् बग् इत्युक्ते संस्कृतभाषायां हस्तस्यूतः इति उच्यते तत् मम कृते तु बहु उपयोगाय भवति अहं किञ्चित् बहिः गच्छामि चेत् एतत् स्वीकृत्यैव गच्छामि तत्र धनं स्थापयितुं शक्यते पुनः वालेट् स्थापयितुं शक्यते पुनः जङ्गमदूरवाणीं वा अथवा कुञ्चिकां वा तत्रैव स्थापयितुं शक्यते अतः एतत् हस्तस्यूतं भवति अतः हस्ते एव स्वीकृत्य बहिः गन्तुं शक्यते बहुभारमपि न भवति गुरुः अपि न भवति